स्थानीयभाषायां वार्तावाहिन्यः तु बहवः सन्ति अत्र स्थानीयभाषासु कां वार्तां इत्युक्ते धार्मिकविचारस्य अनन्तरं राजकीयविषयः तथा सान्दर्भिकरूपेण क्रीडा वा अन्यत् वर्तमानविचाराः के भवन्ति तान् उद्दिश्य जनाः श्रोतुमिच्छन्ति तथा वाहिन्यां प्रसार्यमाणः वार्ता सर्वे अत्र सन्दर्शनमाध्यमेन सन्दर्शन इण्टर्व्यू मोड् मध्ये प्रसारः भवति तादृशविचारमपि जनाः द्रष्टुं श्रोतुम् इच्छन्ति तद् इदमित्थमिति वक्तुं न शक्यते सन्दर्भानुगुणं भिन्नभिन्नविचार अनुगुणं जनानाम् आसक्तिः अभिरुचिः भिन्नभिन्नं वर्तते